षड् ऋतवः सन्ति प्रत्येकं ऋतोः वैशिष्ट्यं भवति तेषु मदिष्टः ऋतुः वसन्तः गीतायां विभूतियोगे कृष्णः स्वयं वदति यत् बृहत्साम तथा साम्नां गायत्री छन्दसामहम् मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः इति कुसुमाकरः इति वसन्तऋतुः सूचितः वसन्तः ऋतूनां राजा इति कवयः कथयन्ति वसन्तऋतौ शैत्यं वा औष्ण्यं वा अधिकं न भवति हितकरं वातावरणं परिलक्ष्यते वसन्त इति शब्दः नवीकरणम् इति अर्थं सूचयति वसन्तऋतौ वृक्षेषु नवपल्लवाः उद्भवन्ति विविधानि कुसुमानि विकसन्ति कोकिलरवः कर्णानन्दं जनयति प्रकृतिः रमणीया भवति मनः प्रसन्नं भवति वसन्तऋतौ बहवः विशिष्टाः उत्सवाः अस्माभिः आचर्यन्ते नवोत्साहेन कार्याणि कर्तुम् अयं योग्यः कालः अतः मम इष्टतमः ऋतुः वसन्तः